मम गृहे मध्याह्ने विवाहभोजनमिव भवति विवाहभोजनमित्युक्ते तत्र मिष्टकमेकं मिष्टकं तद्रम् अन्नं सूपः सारः दध्यन्नं तदनन्तरं तद् उपसेचनं लवणम् अवलेहः भर्ज्य भर्जित भर्जित आलुकं तद् पर्पटः च भवन्ति रात्रिभोजने बहु किञ्चिदेव भवति उपमा वा तु अप्लाहारवत् भवति उपमा दोसा रवदोसा चपाती पूरी तादृशं पचन्ति दोसा